इदानीं चिकित्सालयाः सिद्धाः सम्यक् न भवन्ति गुलिकां वा सूचिं वा मञ्चं वा बेड् वा सम्यक् न भवति समये न आगच्छन्ति वैद्याः समये न आगच्छन्ति पश्यामि च चेत् ते उत्तरं न दत्तवन्तः पूर्वम् उपयोगं कृतं सूच्याम् उपयोगं कृतं कृतवन्तः गुलिकाम् एक्स्पैरि डेट् तदापि गुलिकाम् दत्तवन्तः